अन्येभ्यः लेखकेभ्यः मम लेखनं भिन्नमस्ति किमर्थम् इत्युक्ते अहम् इदानीं लेक लेखनकार्यम् आ आरब्धवती किन्तु अन्येभ्यः पूर्वमेव लेखनं लेखनकार्यम् आरब्धवन्तः तथा मम लेखनं भिन्नमस्ति किमर्थम् इत्युक्ते मम लेखनं भिन्नमस्ति तत्र अन्ये अन्ये तेषां तेषां लेखने प्रौढता भवति भाषास्फुटता भ भवति तथा च लेखनशैली बहु सम्यक्तया ते प्रद प्रदर्शरिर् प्रदर्शयन्ति किन्तु ते प्रदर्शितवन्तः किन्तु मम लेखने अहं प्रौढता नास्ति भाषा स्फुटता अपि नास्ति किञ्चित् व्याकरणविचारे वा किञ् तत्र भाषा स्फुटता विचारे वा किञ्चित् प्रौढता आवश्यकमस्ति किन्तु लेखनशैली अपि किञ्चित् पटत् पठनीयमस्ति तथा बहवः ऊहा चिन्तनमपि बहु आवश्यकमस्ति तत्र बहु साहित्यशैल्यां चिन्तयित्वा तत्र अलङ्कारान् उपयुज्य ले लेखनं लिखति चेत् सम्यक् जायते तदा अहं प्रयत्नं करोमि दा तद्रीत्या लेखनं ले लेखितुम्